क्रीडाजनानां शारीरिकव्यवस्था नाम ते शारीरिकी फ़िट्नेस् एव वर्तते मानसिकव्यवस्था नाम तेषां कथं क्रीडितुम् अर्हन्ति जनाः अनन्तरम् अग्रे यः अस्ति सः कथं क्रीडति स्वास्थ्ये भवान् क्रीडा क्रिकेट् अस्ति चेत् बहु धावनम् इत्यादिकं भवति फुट्बाल् अस्ति चेत् धावनमेव भवति मानसिकक्रीडा अपि तत्र भवति अतः तत्र तस्य स् तेषां शारीरिकस्वास्थानां योगदानं ते अष्टादश अष्ट वा दशघण्टापर्यन्तं व्यायामशालायाम् एव उपविशन्ति अतः तेषां खादनमपि ते इतोपि तैलं घृतं वा इत्तेव आहाराणि न स्वीक्रियन्ते तैः चायमपि ते विशिष्टं चायामपि एव पिबन्ति पिबन्ति चेद् एकम् एव न्यूट्रिशन् युक्तं चायं न्यूट्रिशन्नम् अनन्तरं बहूनि ना शुष्काहाराणि एव स्वीकुर्वन्ति य यथावत् जलं पिबन्ति जलमपि साधारणं न भवति तेषाम् अतः यु शारीरिक ये योग् तस्याः समस्या वर्तते ते अपि किञ्चित् प्रमाणेन तेषां वर्तते एव शारीरिकयोगदानं तस्य इदानीं वर्तते